मम गृहे पुष्पस्य सस्यं फलानि शाकाः एतत् सर्वम् अहं मम उद्याने वर्धयामि तत्र प्रायः सर्वे सम्यक् जलं ददामि चेत् सम्यक् वर्धयन्ति कश्चनसमये कीटाः आगच्छन्ति इति कारणेन तेषां नष्टं नष्टं भवति परन्तु वयं तस्य कृते पोषकतत्त्वं किम् अस्ति इति दृष्ट्वा तद् पूरयामः चेत् सम्यक् आगच्छन्ति तादृश नूतनाः सस्याः आवश्यकं चेत् तेषां बीजानि सम्यक् अस्ति वा इति दृष्ट्वा स्थापयामः चेत् ते सम्यक् आगच्छन्ति

किञ्चित् किञ्चित् समये मध्ये मध्ये दृष्ट्वा ते सम्यक् आगच्छन्ति वा इति न वा इति दृष्ट्वा तेषां कृते किम् पोषकतत्त्वम् आवश्यकम् इति चिन्तयित्वा अहं तद् पूरयामि तस् तत्र किं भवति तेषां कृते किमपि रसायनं तत्र मृत्तिकायाम् अस्ति चेतपि सस्यः न सम्यक् वर्धते इति कारणेन रसायनं विना यत् पोषकतत्त्वम् अस्ति प्राप्तुं शक्यते तत् स्वीकृत्य स्थापयामि तैः पादपैः उत्तमफलानि वा शाकानि वा वयं प्राप्तुं शक्नुमः